आम महोदय एतत् टि वि एस् शोरूम् एव उच्यताम् भवता किमपेक्षते इति आम् शक्यते तत्र अस्माकं शोरूम् मध्ये विधत्रयम् उ लभ्यते तत्र एकं तु स्कूटि एकम् एलेक्ट्रिक् रेंज् एकं बैक् इत्यादि इति रेंज् त्रयं लभ्यते भवान् किमिच्छसि आम् लभ्यते यदि भवत् भवान् अधिकं गूड्स् अथवा लगेज् स्थापयित्वा न्यूने धने प्राप्तुम् इच्छसि चेत् स्कूटि अथवा एलेक्ट्रिक् प्राप्तुम् अथवा क्रेतुं शक्नोसि

हा तत्र भवान् यदि एलेक्ट्रिक् स्वीकरोषि स्वीकरोषि ते चेत् तत्र एलेक्ट्रिक् नाम करेण्ट् द्वारा चार्ज् भवति तत्र करेण्ट् कृते यदि एकं चार्ज् मध्ये स्थापयति तत् विंशति रूप्यकाणां भवति अधिकाधिकं चेत् तत्र भवान् विंशति रूप्यके शत किलोमीटर् पर्यन्तं रेंज् प्राप्नोति तत्र यदि भवान् पेट्रोल् स्वीकरोति तत्र पेट्रोल् एकशतस्य एक लीटर् तत्र त्रिंशत् किलोमीटर् अपि गन्तुं न शक्यते ए तत्र पेट्रोल् मध्ये पञ्चवर्षाणां वारेण्टि बैक् कृते भवति स्कूटि मध्ये इञ्जिन् वारेण्टि वर्षत्रयमेव भवति यदि भवान् एलेक्ट्रिक् गन्तु इच्छसि तदा पेट्रोल् न पेट्रोल् न एलेक्ट्रिक् मध्ये वर्षचतुष्टयं वारेण्टि भवति आमाम् तत्र अपि च यदि भवान् पेट्रोल् स्वीकरोति चेत् तत्र अधिकं दूषणमपि भवति एलेक्ट्रिक् मध्ये तु दूषणं नास्ति अपि च सर्वकारेण द्वारा इदानीं ये एलेक्ट्रिक् स्वीकुर्वन्ति तेषां कृते प्रोत्साहनाय तत्र गृहे एलेक्ट्रिक् बिल् अपि किञ्चित् न्यूनीक्रियते अपि च हा अपि यदि भवान् इच्छसि चेत् तत्र एलेक्ट्रिक् स्कूटि द्वयोः एकवारं टेस्ट् रैड् स्वीकृत्य अनुभवितुं शक्यते क कुत्र तत् नाम कथम् अनुभवः इति वक्तुं शक्यते तत् अपि च तत्र शो रूम् मध्ये इन् आगत्य तत्र कथमस्ति तत्र बिल्ड् क्वालिटि कथमस्ति इति दृष्ट्वा भवान् भवान् निर्णीतुं शक्यते अतः कृपया एकवारं शोरूम् आगत्य पश्यतु तत्र का हानिः नास्ति ह तत्र हा धनविषये पेट्रोल् यदि पश्यामश्चेत् पेट्रोल् दृष्ट्या एलेक्ट्रिक् वाहनानि किञ्चित् पञ्चसहस्राधिकाधिकानि भवन्ति परन्तु तत्र भविष्यस्य कृते तत् उत्तमम् इति अहं मन्ये अस्तु महोदय धन्यवाद